मम प्रदेशस्य समीपे बहवः चिकित्सालयाः सन्ति अङ्केषु गण्यते चेत् मम प्रदेशे वस्तुतः त्रयः चिकित्सालयाः सन्ति तत्र चिकित्सालयाः तु सम्यक् सन्ति सर्वे सर्वे चिकित्सालयाः सम्यक् सन्ति तत् अधुना सूपर् स्पेशल् चिकित्सालयः जातः तस्मात् कापि स् ता तादृशी तादृशी कापि तादृशी कापि समस्या तु न दृश्यते परन्तु एवं काचित् समस्या अस्ति तत्तु वक्तव्यम् एव कुतः इति चेत् सर्वेषु वि चिकित्सालयेषु तादृश्यः समस्याः दृश्यन्ते यथा प्रथमा समस्या अस्ति कश्चित् अस्वस्थाः जनाः चिकित्सालयं प्रति यदि गच्छन्ति तर्हि तत् तस्य प्रथमं कार्यं भवति कश्चित् कुत्रचित् उपविश्य तस्य नामाङ्कनं नाम प्रवेशार्थम् एकम् एकं फ़ाम् पू पूरयितव्यम् अस्ति तत्तु उपविश्यपि कर्तुं शक्यते परन्तु अधुना सर्वकारीय चिकित्सालये किं भवति तत्र अस्वस्थः जनः यदि प्रथमं गमिष्यति तत्र श्रेणीं कृत्वा स्थित्वा एव तस्य फ़ाम् पूरयितव्यमस्ति तादृशी समस्या तु मया लक्ष्यते एवम् इतोऽपि स् किदृशी समस्या इति चेत् अस्वस्थ जनानां कित् कृते पर्याप्ता शैय्या नास्ति तस्मात् शैय्यायाः अभावः अधुना चिकित्सालयेषु लभ्यते एव तस्मात् तादृशी समस्यापि दृश्यते अस्मिन् नाम चिकित्सालयेषु बहु चिकित्सालयेषु मम प्रदेशे वर्तमानेषु चिकित्सालयेषु